इलेक्षन् समये प्रतिनगरं वोटर् लिस्ट् भवति तत्र वोट वोटर् लिस्ट्मध्ये एव कस्मिन् समये अस्माकं नामानि एव न आगच्छन्ति यदि नामानि एव न आगच्छन्ति चेत् वयं कथं वोट् कर्तुं शक्नुमः इति एका समस्या अनन्तरं यदा इलेक्षन् आगच्छति तस्मिन् पोल् पूर्वसमये एव तेषां व्यवस्था अपि समीचीनं न भवति यदा वोटर् ऐ डि निर्माणं करणार्थं वयं गवमेण्ट् आफ़िस् गच्छामः तस्मिन् समये तेषां दीर्घा प्रक्रिया भवति तत्र झटिति अपि अस्माकं वोटर् ऐ डि न आगच्छन्ति पुनः एवं यदि भवति चेत् वयं कथं वोटिङ्ग् कर्तुं शक्यते इलेक्षन् काले इल् य यस्मिन् दिने इलेक्षन् भवति तस्मिन् दिने अपि तत्र सम्यक् व्यवस्था न भवति नाम बहु दीर्घ लैन्मध्ये स्थातव्यं भवति प्रातः यद् प्रातः काले अस्माकं पर्यायः आगच्छति चेदपि मध्याह्नात् परम् अस्माकं मध्याह्नात् पर्यन्तं वोत् कर्तुं न शक्यते इति अत्र व्यवस्था भवति चेद् जनाः कथं वोटिङ्ग् कुर्वन्ति पुनः वोटिङ्ग् समये यद् वोटिङ्ग् समये वा इलेक्षन् काले तत्र भर् भ्रष्टाचारः अपि बहु भविष्यति तत्र फ़्राड् माध्यमेन ते बहु वोट्स् स्वीकृ स्वीकुर्वन्ति